आस्तिकदर्शनं नास्तिकदर्शनं च भारतस्य दर्शनानि भवन्ति तेषु भेदः अवश्यं वर्तते आस्तिकः ये वेदम् अङ्गीकुर्वन्ति ये वेदस्य वेदस्य प्रामाणिकताम् नाङ्गीकुर्वन्ति ते नास्तिकः तदर्थं भगवता पाणिनीना सूत्रं पठितम् अस्ति अस्ति नास्ति दृष्टं मतीः इति अर्थात् येषां मते वेदस्य प्रामाणिकता वर् वर्तते ते आस्तिकाः ये येषां मते वेदस्य प्रामाणिकता नास्ति ते नास्तिकाः अतः नास्तिकः वेदनिन्दकः इति उक्तिः समीचीनं भवति